यदि वयं क्रीडायां भागग्रहणं कुर्मः तर्हि ग्रामीणम् ग्रामीणजनानां कृते प्रयोजनं वर्तते कुतः नाम ग्रामीणजनाः बहु सन्तुष्टाः भवन्ति अस्माभिः वयं यदि क्रीडां क्रीडामः अस्माकं राज्यं ग्रामः सर्वं प्रसिद्धं वर्तते ते सर्वे दृष्ट्वा सन्तुष्टाः भवन्ति यदा कथं नाम अम्बट् रायुडु इति अम्बजिरायुडु एकः क्रिकेट् प्लेयर् वर्तते सः आन्ध्रप्रदेशः चिळक्ळूरुपेटतः वर्तते सः भारतदेशः इण्डिया टीं मध्ये क्रीडितवान् सः इदानीं रिटैर् जातः परन्तु आभारतं सः ज आभारतं जानन्ति किमिति नाम सा आन्ध्रप्रदेशजनः इति जनाः अपि बहु सन्तुष्टाः एषः अस्माकं ग्रामीणः एषः एवं क्रीडितवान् इति बहु समीचीनतया तस्य विषये प्रसिद्धा वर्तते एवं च एषा एनां क्रीडां वयं क्रीडामः तर्हि ग्रामीणजनानां प्रयोजनं किं नाम ते सन्तुष्टाः भवन्ति तेपि आसक्ताः भवन्ति तेपि इमां क्रीडां वा अन्यां क्रीडां वा आसक्ततया क्रीडन्ति तेन समीचीनतया नाम स्फूर्तिः वर्तते सं प्रसिद्धा वर्तते यतः क्रीडां क्रीडित्वा अनन्तरम् अम्बट्राय्डु इत्यादिजनाः समाजं प्रति समीचीनतया साहाय्यं कुर्वन्तः सन्ति बहु अन्नदानादिकं अनाथ आश्रमेषु सर्वव्यवस्था इत्यादि पश्यन्तः सन्ति सामाजिकतया यदि क्रीडां क्रीडामः तर्हि सम्यक्तया क्रीडनीयं ग्रामीणजनानां सन्तुष्टा भवेत् ते सर्वे अस्माकम् उपरि समीचीनतया गौरवं रक्षेत् प्रतिशालासु सर्वे क्रीडां कु क्रीडन्ति ततः यत्नं कृत्वा अग्रे गन्तव्यम् अग्रे गत्वा समीचीनतया उन्नतस्तरं प्राप्नुयात्